भारते प्रसिद्धाः क्रीडाः बहवः सन्ति तत्र भारतस्य औद्योगिकी औद्योगिकीक्रीडा वर्तते होकि परन्तु तत्र तारतम्येन अधिका प्रसिद्धिः क्रिकेट् निमित्तम् अस्ति फ़ुट्बाल् क्रीडा पादकन्दुकक्रीडा अपि अत्र प्रसिद्धे एव तत्र हाकिक्रीडायां केरळीयः श्रीजितः क्रिकेट् क्रीडायां स सचिनतेण्डुल्कर् धोणि विराटकोह्लि सुनिलगावस्कर् इत्यादयः तथा पादकन्दुकक्रीडायां क्रीडायां सुनिलछैत्री इत्यादयः प्रसिद्धाः वर्तन्ते तत्र सचिनतेण्डुल्कर् क्रिकेट् क्रीडायां प्रसिद्धः सः एकः विश्वप्रसिद्धः एव भा भारतस्य प्रसिद्धिः तेन विश्वस्य सर्वेषु कोणेषु नीतमस्ति

मुम्बैदेशीयः मा मास्टर् ब्लास्टर् इति नाम्नः अपि सः प्रसिद्धः एव अन्यः भवति महेन्द्रसिङ्ग्धोणि सः अपि क्रिकेट् क्रीडायामेव सः रान्ची स्वदेशी वर्तते नायकस्थाने तस्य प्रकटनम् अनितरसाधारणमेव तदा कन्दुकक्रीडायां प्रसिद्धः वर्तते सुनिलछेत्री सः भारतस्य प्राचीदिशां वर्तते सः अपि कन्दुक क्रीडायाम् अनितरसाधारणम् प्रकटनम् दर्शयति